हरिः ओं नमस्ते आगच्छतु आम् आं विभिन्नशाटिकाः आगताः उत्तमम् उत्तमम् उत्तमम् आं विभिन्नशाटिकाः आगताः भवती पश्यतु अनन्तरं सम्यक् क्रीणातु आगच्छतु आगच्छतु आं वर्णः किं किं वर्णशाटिका आवश्यकं भवत्याः कृते आम् आं काञ्चीवरकौशेयशाटिका अस्ति मातः दर्शयामि उत्तमं सम्यक् अत्र आगच्छतु हा

ओ मयूरकण्ठवर्णः वा हा आम् आम् आं दर्शयामि कृपया उपविशतु अत्र उपविशतु वयं पश्यामः अत्र पश्यतु मयूरवर्ण मयूरकण्ठवर्णशाटिकां पश्यतु एतत् बहु सुन्दरम् अस्ति अत्र पुष्पमपि अस्ति अत्र डिसैन्स् अपि बहु सम्यक् अस्ति

आम् आं दर्शयामि दर्शयामि अन्या एका शाटिका अस्ति एतत् पश्यतु मातः एतत् बहु सुन्दरम् अस्ति भवत्याः कृते बहु सुन्दरं भवति एतत् मयूरवर्णशाटिका एव हा अत्र अत्र एव अस्ति अत्र एव अस्ति

अस्तु अस्तु इदानीं पश्यतु इदानीं दर्पणे पश्यतु मातः अस्तु उत्तमम् उत्तमम् उत्तमं बहु धन्यवादः मूल्यम् पञ्चसहस्रम् अस्तु धन्यवादः